हरि ओम् नमस्ते नमस्ते नमस्ते किं किं कुशलं वा मम आपणस्य नाम वा मम आपणस्य नाम न्यु आरविन्दः एलक्ट्रानिक्स्

पुस्तकं पुस्तकं पुस्तकानि पुस्तकानि आपणं वा पुस्तकानि ओ ओ पुस्तक आपणम् आपणम् एव ओ ओ अन्यः अन्यः अ अ अन्येन आपणं मा मास्तु वा अन्यः व्याकरणपुस्तकं आं वा अवश्यं मा ओ किम् अस्ति अस्ति आम् अस्ति

आ सन्ति सन्ति नूतन पुस्तकानि सन्ति किम् ओ नूतनपुस्तकानि नामानि नाम नामावलिः वा आवलिः वा आवलिः आवलिः आवलिः अस्ति आवलिः अस्ति किं वदामि वा किं किम् इति संस्कृतभारतीय पुस्तकानि भाषा अभ्यासः मृदुला मल्लिका अनन्तरं कालिका अभ्यासः सन्ति अनन्तरं धातुमालपुस्तकं धातुमाला अस्ति अनन्तरं व्याकरणं व्याकरणं अहं

अहं प्रेषयामि कथं

अहं प्रेषयामि अहं प्रेषयामि शीघ्रं प्रेषयामि भवत्याः भवत्याः विलासं किं कुत्र अस्ति भवत्याः गृहं

अहम् अहं प्रेषयामि अहं प्रेषयामि अहं अवश्यं दिनं दिनपत्रिका प पञ्जाब् पञ्जाब् पुस्तकमपि सन्ति पञ्जाबपुस्तकमपि सन्ति अन अनन्तरं किं किम् आवश्यकं आम् अहं प्रेषयामि अहं प्रेषयामि

वर्णलेखनम् आं आं बहूनि सन्ति अवश्यं किं किं का किं किं वर्णं सर्वं

कति कति कति दश तत् अस्ति अस्तु अस्तु अस्तु अहं निश्चयं निश्चयम् अहं प्रेषयामि अस्तु अस्तु चिन्ता मास्तु चिन्ता मास्तु अहं प्रेषयामि अस्तु प्रेषयामि यथा शीघ्रं भवति अतः अहं प्रेषयामि